भगवद्गीतापुस् पुस्तके दश् दशमोध्याये विराजमाने विराजमानेन श्लोकेन अहं प्रभाविता अस्मि दशमोध्याये चतुस्त्रिंशत् श्लोके भगवान् उवाच मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा सर्वहरश्चाह मृत्युः अहमेव भविष्ये उद्भवाः सर्वे अहम् एव अहं स्रीषु विद्यमानाः कीर्तिः श्रीः वाक् स्मृतिः मेधाशक्तिः धृतिः क्षमा सर्वम् अहम् एव इति दशमोध्याये भगवान् सः कुत्र कुत्र अस्तीति पृथक् पृथक् उक्त्वा अग्रे गच्छति उदाहरणार्थम् अहं वेदानां सामवेदः अस्मि महर्षीणां भृगुः अस्मि शिखरिणां मेरुः इत्यादि स्त्रीणाम् अपि सः बहु विषये अस्ति इति यदा अहम् अर्थसहित अध्ययनं कुर्वती आसम् तस्मिन् समये अहं ज्ञातवती तदनन्तरं भगवान् भगवद्गीताविषये इतोपि अधिका भक्तिः आगता